एन् ऐ एस् डि नेषनल् स्पोट्स् स्कालर्शिप् इति भारते क्रीडा छात्रवृत्तेः व्यवस्था विद्यते अत्र षट्सहस्रतः नवसहस्रपर्यन्तं छात्राणां कृते क्रीडाविकासाय धनसाहाय्यं क्रियते अष्टमवर्षादारभ्य एकविंशतिवर्षपर्यन्तं छात्राः धनं प्राप्तुं शक्नुवन्ति जिल्लास्तरे राज्यस्तरे राष्ट्रस्तरे वा ये क्रीडासु प्राप्तपुरस्काराः भवन्ति ते अस्यां योजनायाम् अर्हाः भवन्ति एवमेव इण्ड्यन् आयिल् स्पोट्स् स्कालर्शिप् इति वर्तते अत्र प्रतिवर्षं छात्रेभ्यः अष्टादशसहस्रादारभ्य षट्त्रिंशत् सहस्रपर्यन्तं धनं दीयते